हा नमस्ते इदं सिञ्चना वेड्डिङ्ग् प्लेन्नर्स् एजेन्सि वा हा एवं अहं पार्वती सम्भाषयन्ती अस्मि मम विवाहः डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्के निश्चितः वर्तते अतः दिनद्वयात् पूर्वमेव भवन्तः तत्र आगत्य व्यवस्थां कर्तुं शक्नुवन्ति वा

हा एवम् अस्माकं तु दिनद्वयं भवति तर्हि कथं भवन्तः नाम् भवतीनाम् बजेट् कथं वर्तते इति वदन्ति वा दिनद्वयम् इत्युक्तौ कियत् भवति इति एवं वा ओ हो तत्र सर्वम् अपि मिलितं भवति वा मेहेन्दि प्रति हल्दि न ह केशानां विन्यासः सर्वमपि अन्तर्भूतः एव भवति वा अत्र पञ्चाशत् सहस्रम् इत्युक्तं खलु तत्र केवलं वधोः तावदेव अलङ्कारः भवति वा उत तस्याः भगिन्याः अनुजायाः मातुः सम्बन्धिकानामपि कर् कुर्वन्ति वा भवन्तः एव एवं पुनः वयं सर्वे अपि कारयामः इत्यस्मात् इतोपि किञ्चित् पुनः क्रिस्मस् समयः इत्यस्मात् अधिकाः एव भवन्ति खलु कार्यक्रमाः अतः किञ्चित् डिस्कौण्ट् किमपि चिन्तयन्ति वा किञ्चित् न्यूनरूपेण न्यूनधनेन

हो एवं भवतु भवत्याः पञ्चचत्वारिंशत् सहस्ररूप्यकाणां नाम तत् तावत् बजेट् मध्ये एतावत् कुर्वन्ति वा हा अथवा चत्वारिंशत् चत्वारिंशत् पञ्चचत्वारिंशत् शक्यते खलु हा एवं न पञ्चचत्वारिंशत् अलं खलु तावदेव एवं हा एवं एवं तत् सर्वं चित्राणि भवन् भवन्तः एव प्रेषयन्ति वा माम् कथं भवेत् इति

धन्यवादाः सम्यक् स्मरन्तु डिसेम्बर् मासे पञ्चविंशति दिनाङ्कः हा अस्तु